अस्माकं प्रदेशे बदुकम्मा इति उत्सवः क्रियते तत्र महिलाः बालाः सर्वे सायंकाले आगत्य पुष्पैः क्रियमाणः मातरं पूजयन्ति एषः उत्सवः आश्वयुजमासे दूर्गानवरात्रि दिनेषु नवदिनानि यावत् कुर्वन्ति अन्तिमदिने महिलाः पुरुषाः अपि उत्साहेन नाट्यम् अपि कुर्वन्ति